गणकीकृतकलापेक्षा मानवनिर्मितकला विशिष्टा भवति आम् मम अभिप्रायः अस्ति मानवि मानविकला निर्माणं मनस्य कृते चित्रं भवति मनसि ये अस्ति चेत् चेत् जनाः गणः कलायाः आगच्छति हस्तकला हस्तकला शिल्पकला अन्यविधकला याः मनुष्यः स्वस्य कला कलायाः स्वस्य मनसि ये अस्ति चेत् निर्माणं करोति गणकीकृतकलायां मध्ये एतावद् नास्ति ये गणके स्थापयति चेत् आगच्छति मनसि किमपि न आगच्छति मनसि द् बहुविधाः मनसि बहुविधः चलति सर्वे गणकीकृते आननं शक्यमस्ति हस्तकलायाः किमपि आननं शक्यमस्ति हस्तेन मनुष्यः स्वस्य मनसि ये चलति चेत् रेखाटयति अस्माकं मनसि के चलन्ति ते निर्मिताः भवन्ति